हा नमस्कारः वदन्तु किमर्थं दूरवाणीं कृतवन्तः

किं जातं

भवतां तु गो क किमर्थं भवत्याः भार्या गा गा बाङ्ग्लूर् आगन्तुं न श्क्यते ज इ इदानीं तु नूतनकार्यक कार्यम् आगतं तत्र बहवः स प् साक्षात्कारवर्गाः ब भविष्यन्ति तत्र भवता उपस्थापं अवश् आवश्यकमस्ति चेन्नैगमने तु एतत्सर्वं प्रत्यक्षतया भवितुं न शक्यते बाव् भवतः भार्यामेव बेङ्गळूरुनगरम् आने आनेतुं शक्यते वा

स्वास्थ्यं नास्ति अवश्यम् अवश्यं भवता तत्रैव गन्तव्यं व्या त भवतः आम् अत्र आनीय आनीय अत्रैव कार्यं करोतु

इदानीं भवतः भवान् ब् चेन्नैनगरति नगरं गच्छन्ति चेत् पदोन्नतिः अपि स्थगितं भविष्यति एतत् सर्वं समीचीनमेव वा त तदनन्तरं क्वचित् स्थलेषु भवता भवताम् अत्र आगमनं तु भविष्यति बेङ्गलूरुनगरे तत् समीचीनमेव वा समीचीनं सर्वं म्य क् सर्वमपि आन्लैन् मध्ये कार्यं क कर्तुं शक् शक्नोति वा निश्चयेन एतत् सर्वम् आलोचयामि एतत् सर्वं समीक् समीक् क करणं कृत्वा प्रायेण क श्वः अथवा परश्वः मम निर्णयः कः अहं दास्यामि तत्र ग भवतः भवत्याः भार्यायाः किं स्व अस्वस्थ अस्वस्थता

सर्वं समीचीनं वा ओहो अस्ति वा अस्तु एतत् सर्वं ब आलोच्य ब् गा श्वः अथवा परश्वः मम निर्णयं दास्यामि धन्यवादाः धन्यवादाः धन्यवादाः